पुरातनभारते अस्माकं चिकित्सा बहु विस्तृता भवति अर्थात् यत् यत् सुखं भवति सुकरं भवति आरोग्याय तत्तु आश्रितमासम् इदानीं तु देशीयचिकित्सापद्धतिः नाम एका पद्धतिरासीत् एवम् इदानीमपि चिकित्सापद्धतिः अस्माकं सर्वकारेण बहुविस्तारेण कृतम् एवमेव अस्याः विशेषत्वं किम् इति पृष्टं चेत् अत्र प्रकारत्रयम् अस्ति कुत्र देशीयचिकित्सापद्धत्यां द्ध्यां प्रकारत्रयमस्ति प्रथमं तु योगा एवमेव द्वितीयं तु ध्यानम् तृतीयं तु मनसमृद्धिः तदेव आङ्गलभाषायाम् उच्यते योगा मेडिटेशन् अण्ड् मैन्ड्फ़ुल्नस् इति तासां परस्परं भेदः कः इति पृष्टं चेत् योगः इत्युक्ते मानवशरीरस्य विकारः आरोग्यरूपेण कथं परिवर्तितुं शक्यते इति ध्यानम् इत्युक्ते मनोवैज्ञानिकरीत्या कथं दृढं भवितुं शक्यते इति एवं मनसमृद्धिः इत्युक्ते यत् वा कार्यं भवतु तत् तृप्तिरूपेण प्राप्तं चेत् तदपि सम्यक् एव इति भेदत्रयम्